मम प्रदेशे युवसमूह शिक्षण उद्योगं नेतृत्वविषये समसस्यां तु अनुभवन्ति एव किन्तु सहकारमपि तदनुरीत्या एव प्राप्नुवन्ति यतोहि अत्रत्यः शिक्षका अथवा ये नेतारः सन्ति ते सम्यक्तया वदन्ति तत्र निर्णयमपि स्वीकुर्वन्ति छात्राणाम् अथवा युव समुहानां कृते बोधयन्ति एवं गच्छेत् एवं मा गच्छेत् इति अतः युवसमूहे समस्या अनुभवन्ति चेत् अपि तत्र सहकारं तु निश्चयेन भवति सहकारं निश्चयं भवति तदपि उत्तमरीत्या भवति अतः तत्र तु समस्या एव नास्ति इति अहं भावयामि शिक्षणे यदा पश्यामः अध्यापकाः सम्यक्तया वदन्ति उद्योगे पश्यामः तदानिम् ज्येष्ठ छात्राः अथवा उद्योगाद् उद्योग अनुभवीनः ये सन्ति तत्र ते निर्णयमं वदन्ति तेषां अनुभवं वदन्ति तदनुगुणं ते कार्याधिकं कर्तुं शक्नुवन्ति नेतृत्वे तु दिनंदिन दैनन्दिन अभ्यासे अथवा अनुभवे तु सिध्यते अतः समस्यायाः परिहारं समीचीनं सुलभं च विद्यते अस्माकं प्रदेशे